भारते राष्ट्रे राज्यौ जिल्लास्तरीय दलानां माननं प्राप्य बहुल व्यवस्था अस्ति एतस्य स्थितिः समये समये भारतीयनिर्वचन आयोगेन समीक्षा क्रियते अन्ये अन्ये राजनीतिकदलाः ये स्थानीयं राज्यं राष्ट्रं वा निर्वाचनं कर्तुम् इच्छन्ति तेषां पञ्जीकारं भारतस्य निर्वाचन आयोगे एव करणीयम् पञ्जीकृतदलानां वस्तुनिष्ठमानदण्डनम् अधरेन मानता प्राप्तौ राष्ट्रस्तरस्य अथवा राज्यस्तरस्य दलानां पदोन्नति भवति मान्यता प्राप्तौ दलः अरक्षितदलस्य प्रतिकं राज्यशञ्चलित दुरदर्शनं रेड्यो माद्धमेन च निशुल्को वायुसमयो निर्वचनं तिथि विषय चर्चा निर्वचनं निर्माणं धारणं च तपन इत्तदी विष अदिकारणं प्राप्नोति भारतीय प्रजाप्रभुत्थितम् अहं वक्तुं शक्नोमि इति भारतीय प्रजाप्रभुत्त्यै भारतीय लोकतन्त्र्यौ निर्वाचन संस्कारः तथा लोकतन्त्रस्य शुद्धीकरणं तथा च इति रोचते राजनैतिक् दूरवार्ता न रोचते अहं मन्ये मम इष्टतमः राजतमः भारतस्य प्रधानमन्त्री नरेन्द्र दामोदर् दास् मोदी यदि यदि मां तैः सह मिलामि भारतस्य अग्रगति सम्बन्धे प्रष्टुमिच्छामि आवां पञ्चवर्षेभ्यः तस्य किं परिकल्पना अस्ति वैदेशिकस्तरे भारतस्य अग्रगति कथं भवति इति अहं चिन्तयामि